मम प्रदेशे बहवः कार्यक्रमाः तत्र सांस्कृतिककार्यक्रमाः बहवः वर्तन्ते इदानीं समापितं तत्र पूजा पर्वाणि वयं सर्वे मिलित्वा भारतमातुः पूजाम् आचरितवन्तः तत्र भारतमातुः सेवनमपि कृतवन्तः तण्डुलानि तत्र स्थालिकायां स्थापयित्वा तत्र अक्षराभ्यासमपि सर्वे मिलित्वा कृतवन्तः